मह्यं महाभारते इष्टतमं पात्रं किं नाम भीमस्य भीमस्य पात्रम् इष्टं वर्तते सः किमर्थम् इष्टः नाम सः पूर्वतः नाम जन्मतः लघुबालतः अपि सः महान् भ बलशाली वर्तते इति कृत्वा अनन्तरं सः यदा जन्म जातः तस्य तस्य माता तं स्वापयित्वा उपविष्टा भवति परं एकस्य पर्वतस्य उपरि सः वायुः अधिकम् अधिकम् आगतम् इति कृत्वा अधः पतति तदा त तस्य माता पश्यति किं जातं भव किं जातमस्ति इति कृत्वा रुदन्ति पश्यति पश्य पश्यति चेत् तस्य कृते किमपि न जातं भवति तत्र शिलाखण्डमेव भग्नं जातं भवति तदर्थं महान् एषः महान् ब बलशाली इति तस्य माता तस्य अग्रजानुजयोः कृते वदन्ती भवति एकदा अनन्तरम् एषः यदा तरुणः तरुणः भवति तदा दुर्योधनः दुर्योधनः दुर्योधनादीनां कृते दुर्योधनः दुर्योधनादयः यदा स्नानं कुर्वन्तः भवन्ति तदा तेषां वस्त्रं स्वीकृत्य जले क्षेपणं नास्ति चेत् तेषामुपरि शिलाखण्डक्षेपणम् इत्यादिकं कुचोद्यं कुर्वन् भवति तदर्थं एते एकम् उपायं चित्वा तस्य कृते तस्य कृते भोजनं इष्यते इति कृत्वा एकस्यां पायसपात्रे विषं स्थाप्य तस्य कृते यच्छन्ति सः मम अनुजा अनुजाः एतावत् प्रीत्या अयं दत्तवन्तः इति कृत्वा सः तत्पायसं खादति तदुत्तरं सः मृतः भवति अनन्तरं तं नीत्वा एकस्यां गङ्गाप्रवाहे क्षिपन्ति सः तदधः गत्वा नागलोके प्रविशति तदा नाग नागादयः तम् उत्थाप्य तेषां दंशनेन एतस्य उत्थानं भवति पुनः आनन्तरम् एतस्य कृते नागराजः वरं ददाति तदा एतस्य कृते एकसहस्रगजपरिमितं बलमागच्छति तदर्थम् एषः एतावत् बलशालिमान् इति कृत्वा मह्यम् एषः बहु इष्टः अनन्तरं द्वितीयं कारणमस्ति एतस्याग्रजः हनुमान् इति कृत्वा